प्रथमं तु अहं शारीरिक तथा मानसिकरूपेण सज्जः भविष्यामि ध्यानं दास्यामि यत् गमनसमये मार्गे अहं कमपि रोगेण पीडितः न भविष्यामि तस्य कृते अहं पूर्वे एव वैद्यस्य समीपं गत्वा परामर्शग्रहणं करिष्यामि इतः उपरि गमनसमये यत् सम्भावितवादाः अथवा समस्याः भवितुमर्हन्ति तत्कृते अहं पूर्वमेव मानसिकरूपेण सिद्धः भविष्यामि अहं ध्यानं दास्यामि यत् मम सूतस्य भारः अधिकः न भवेत् स्यूते आवश्यकानि वस्तूनि एव भवेयुः तत्कृते अहं वातावरणानुसारेण वस्त्राणि खाद्यं तथा च पर्याप्तं जलं नेष्यामि इतः उपरि अहम् औषधं स्किन्केर् सामग्री च नीत्वा गमिष्यामि गमनसमये अहं साधारणं कृशवस्त्रं स्वीकृत्य तथा कृशपादत्राणं धृत्वा गमिष्यामि